अधुना तन्त्रज्ञानेन ग्राहकानां सम्पर्कः सुलभः जातः पूर्वं यदा अस्माकं व्यापारः आसीत् एक अस्माकं प्रदेशे विद्यमानाः जनाः एव मम ग्राहकाः आसन् अहं विज्ञापनपत्रम् अन्तर्जाले आरोपितवान् वाट्स् आप् माध्यमेषु सन्देशान् प्रेशयामि स्म इदानीम् अन्येभ्यः राज्येभ्यः अपि ग्राहकाः आगच्छन्ति एकम् अन्तर्जालं निर्माय अहं मम विषयान् तत्र स्थापितवान् कानि कानि वस्तूनि लभ्यन्ते इत्यपि आरोपितवान् अतः तानि वस्तूनि दृष्ट्वा एव सम्पर्कं कुर्वन्ति धनसमस्या धनपरिवर्तनस्य समस्या अपि आसीत् यदा धनं दीयते तदा परिवर्तनमपि अपेक्षते इदानीं विद्युत् धनम् अपि दातुं शक्नुमः विद्युत् धनस्य इदानीम् उपयोगेन परिवर्तनस्य समस्या अपि अपगता एवम् अन्येषु माध्यमेषु अपि जनाः सम्पर्कं कुर्वन्ति इन्स्टाग्राम् वाट्स् आप् इत्यादयः तन्त्रांशाः जनानां दूरवाण्यां भवन्ति तैः ते सम्पर्कं कृत्वा व्यापारवर्धनमपि कुर्वन्ति